क्रीडायाः प्रचारार्थं सर्वकारः अधिकं धनम् अवश्येन व्यापनं करणियं किमर्थम् इत्युक्ते क्रीडायाः महत्वं बहु अधिकमस्ति सर्वेषां जीवने बालानां तु बहु अतिक्रिडा क्रीडनं बहु आवश्यकं क्रीडनेन मानसिक तथा शारिरिकविकासं भवति यदि मम कृते यद् एतद् अवसरं प्राप्यते चेत् अहं सर्व सर्वजिल्लायाम् एकं क्रीडागणं निर्माणं करोमि प्रशिक्षणार्थं सर्व विविधक्रीडानां प्रशिक्षणार्थं विविध शिक्षकानां अपोन्ट्मेंट् करिष्यामि पुनः क्रीडाशालायाः चालनं तथा तेषां बालानां प्रोत्साहं दातुं प्रयत्नं करिष्यामि